अतिथि देवो भव इति उपनिषद्वाक्यम् परिवारे आगमिष्यमाण अतिथीनां सत्कारः सम्यक् क्रियते अस्माकं परिवारे सदा अस्य अनुसरणं सर्वैरपि क्रियते अतिथयःस्तु देवसमानाः इति मत्वा तेषां स्वागतं तेषाम् आतिथ्यं तेषाङ्कृते या व्यवस्था अपेक्षिता गृहे अर्घ्यपाद्यादिकं यथा शास्त्रेषु कथ्यते तथैव विशेषतया पानीयं दत्त्वा तेषाङ्कृते भोजनादि व्यवस्थाङ्कृत्वा तेषाम् आतिथ्यं क्रियते एतच्च अस्माकम् एकः आचारः पुनश्च सर्वेपि मातृदेवो भव गुरुदेवो भव आचार्यदेवो भव इति वत् गुरुजनानाम् आदरम् आदरः तेषां वन्दनं पुनः तेषाङ्कृते प्राथम्यतादानम् इत्यादिकं सर्वेैरपि गृहे परिवारजनैः क्रियते विशेषतया सांस्कृतिककार्यक्रमाः यथा पर्वदिनानि गृहे आचर्यमाणः दृश्यते तत्तु कोपि किमपि पर्वकार्यक्रमं न त्यक्त्वा सर्वे कार्यक्रमाः अवश्यं क्रियते एतच्च अस्माकं परिवारे दीर्घकालात् आचर्यमाणः तस्य परम्परा इत्यपि वक्तुं शक्यते आचारत्वेनापि अस्य उपयोगः अथवा अस्य निर्वाहः क्रियते